क्रेतुम् इच्छामि यन्त्रं सीवनयन्त्रमहं क्रेतुमिच्छामि यतो हि सीवनयन्त्रेण शीघ्रम् अधिकं कार्यं कर्तुं शक्यते यत् कार्यं रज्जुसूचिकाद्वारा क्रियते तदपेक्षया बहु अधिकं कार्यम् अस्माभिः

सूचिकाद्वारा बहु दीर्घकालं यावत् कार्यं कर्तुं न शक्यते किन्तु यन्त्रद्वारा तु अस्माभिः बहु अधिकं कार्यं कर्तुं शक्यते इति

समीचीनविषयः इति वक्तुं शक्यते एवमेव यन्त्रं क्रियते चेत् तदर्थम् अन्यदपि किञ्चित् साधनमपेक्षितं भवति तत्रापि रज्जोः अधिक आवश्यकता भवति तदर्थमपि अधिकरज्जोः क्रयणं मया कर्तव्यमेव अस्ति